मह्यम् एकः सहोदरः अस्ति आवयोः मध्ये वर्षत्रयं यावत् गेप् एज् गेप् वर्तते अहं तस्य सकाशात् बहुभिन्ना एव अस्मि मम अध्ययनं भिन्नम् अस्ति तस्य अध्ययनं भिन्नम् अस्ति मम अभिरुचिः भिन्ना अस्ति तस्य अभिरुचिः भिन्नम् अस्ति तथा च सः बहुधा कोपं प्रकटयति मया तावन् कोपः न प्रकट्यते तथा च अहं शान्तरूपेण सर्वानपि समस्यान् समाधातुम् इच्छामि